मया अधीतशास्त्रस्य मूलग्रन्थः अष्टाध्यायी इति वर्तते तत् पाणिनिना रचितं रचितं तत् पाणिनि न रचितं तद्ग्रन्थं पाणिनिना रचितं सय ग्रन्थः प्रायः पाणिनिः समय अर्थः बहुकालसमये पूर्वम् अहं तत् निर्दिष्टं कालं न जानामि तत् तत्र कदा स्यात् इत्युक्ते तत्र पाणिनिः पतञ्जलिः समये यत् प्रायः कालियुगस्य आरम्भे एव स्यात् तस्य कः विषयः इत्युक्ते व्याकरणस्य कः विशेषः व्युत्पाद्यन्ते व्याक्रियन्ते अनेन इति साधुशब्दः साधुः असाधुः साधुशब्दाः तद्व्याकरणम् असाधुशब्दावधिक साधुशब्दाकरणं व्याकरणं तत्र विशेषः यदि व्याकरणं पठामि चेत् वयं शास्त्रे कोऽपि शास्त्रे कमपि शास्त्रं पठितुं झटिति आयाति अनन्तरं व्याकरणशास्त्रस्य प्रयोजनं तु अतीव वर्तते किमर्थं चेत् कोपि शास्त्रं पठनीयं चेत् कमपि शास्त्रं पठनीयं चेत् तस्य प्राक् प्राक् व्याकरणं पठनीयं तत्र व्याकरणपठने व वयं तस्य अर्थस्तु सरलतया जानीमः तत्र पदच्छेदः कर्तुं समासः कास्ते श्लोके कः समासः तत्र कः सन्धिः तत् सर्वं ज्ञातुं तत् ज्ञात्वा किं भवति सरलतया अर्थं ज्ञातुं शक्यते अत एव व्याकरणं तत्र तस्य विशेषः अत एव व्याकरणं पठनीयं तस्य तद्विषयः अस्तीति व्याकरणं